बहुवारं पठितम् इति इष्टतमं पुस्तकं इति चिन्तयामि चेत् तमिल्भाषायां पुन्नीन् सल्वन् इति एका एकं पुस्तकम् अस्ति तद् कल्कि वरेण विरचितम् एका कथा अस्ति तत्र बहु सम्यक् रीत्या तत्र नगरस्य वर्णनं तत्र नदी नद्याः वर्णनं जनाः किं कुर्वन्ति कीदृशे कार्ये ते मग्नाः भवन्ति इत्यस्मिन् विषये अपि किञ्चित् इतिहासमपि तत्र अस्ति किञ्चित् कथा कल्पना अपि तत्र द्वयमपि मिश्रितमस्ति तत्र राजराजचोळकाले तत्र तादृशम् एकं विषयं स्वीकृत्य अधिकृत्य तदस्ति तद् चलचित्रं द्रष्टुं तु मम मनसि बहु इच्छा आसीत् इदानीं तद् चलचित्रमपि आगतं तदपि अहं दृष्टवति अनन्तरं मम इष्टतमं पुस्तकमस्ति नारायणीयम् इति नारायणभट्टेन विरचितं नारायणीयं पुस्तकं तत्र भागवतस्य एकं सङ्गृह्य तत्र दश दशकात्मकम् एतत् पुस्तकमस्ति तदपि अहं बहु बहुवारं पठितवती इष्टतमं पुस्तकमस्ति